मम मया मम पुत्रस्य कृते अन्तः अधिगणकमाध्यमेन इदं मया क्रीतं वस्त्रम् अत्यन्तं सुष्ठु वर्तते वर्णः यथा अत्र आन्लैन् माध्यमेन यथा दृष्टा स एव वर्णः पुनश्च वस्त्रमपि अत्यन्तं हृद्यं वर्तते बालानां यथा उचितं स्यात् तद्वदेव एतत् वस्त्रम् उचितमस्ति पुनश्च विशिष्य तत् गात्रमपि यथा तस्य सम् सम्यक् युज्यते तस्मिन् तस्य शरीरे सम्यक् युज्यते तथा तत् विन्यस्तं वर्तते तदपि विशिष्य बालानां यथा सौकर्यं स्यात् काठिन्यं न स्यात् तथा एतैः कृतमस्ति अहम्